मम शास्त्रं व्याकरणं सामान्यतया वैयाकरणाः व्याकरणशास्त्रे त्रिमुनयः एव परिगृह्णन्ति वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम् इति श्लोकः प्रसिद्धः एव तत्र पतञ्जलिः महाभाष्यं रचितवान् व्याकरणशास्त्रे यत्र कुत्रापि संशयः भवतु सन्देहः भवतु भाष्यकारः यदुक्तवान् अथवा भाष्ये का उक्तिः अस्ति सा एव उक्तिः अन्तिमा उक्तिः भवति सः एव अन्तिमः निर्धारः भवति एवमेव पाणिनिः अष्टाध्यायीं रचितवान् सम्पूर्णव्याकरणस्य व्याकरणशास्त्रे अष्टाध्यायी मूलभूतः ग्रन्थः मूलभूतः ग्रन्थः वर्तते अष्टाध्याय्याम् उपचतुस्सहस्रसूत्राणि सन्ति एवम् अष्टौ पादाः अष्टौ पादाः सन्ति उपचतुस्सहस्रसूत्राणि अष्टौ पादेषु विभक्तानि विभक्तानि सन्ति एवं प्रत्येकस्मिन् अपि अध्याये चत्वारः पादाः सन्ति एषा अष्टाध्यायी व्याकरणशास्त्रस्य मूलभूतः ग्रन्थः वर्तते एवं वार्तिककारः वर्तते कात्यायनः अस्यैव अपरं नाम वररुचिः इति व्याकरणशास्त्रस्य अध्ययनार्थं क्रमद्वयं वर्तते तत्र अष्टाध्यायीक्रमः एकः कौमुदी स् वैयाकरणसिद्धान्तकौमुदीक्रमः एकः सामान्यतया औत्तरीयाः अष्टाध्यायीक्रमेण पठन्ति दाक्षिणात्याः कौमुदी अनुसारं पठन्ति तत्र कौमुदी नाम वैयाकरणसिद्धान्तकौमुदी एषा एतस्याः कौमुद्याः रचयिता वर्तते भट्टोजिदीक्षितः इति